आम् अस्माकं क्षेत्रे धार्मिकक्षेत्रं बहूनि सन्ति परन्तु तत्र प्रसिद्धः वर्तते अस्माकं शृङ्गगिरौ नो चेत् शृङ्गेरी अपि इति वक्तुं शक्यते तत्र बहवः जनाः अपि आगच्छन्ति अस्माकम् उभयगुरूणां दर्शनं प्राप्तुं दूरतः विदेशतः च अपि तत्र आगत्य शृङ्गेरी शारदामाता च दर्शनमपि प्राप्तुम् आगच्छन्ति तत्र प्रतिमा प्रतिवर्षे चातुर्माससमये वयं सर्वे तत्र गत्वा उभयगुरूणां समीपे अस्माकं समर्पणं कुर्वन्ति यत् किमपि वयं जानीमः तत्र गत्वा तत्र स्थित्वा एव अस्माकं जन्मस्य साफल्यं भवति इति मम चिन्तनम् अस्ति अतः सर्वेषामपि तत्र गत्वा मनश्शान्तिः अपि प्राप्तुं शक्यते अतः बहु प्रसिद्धः क्षेत्रः शृङ्गगिरौ तत्र एव समीपे बहवः दिव्यक्षेत्राणि अपि सन्ति तत्र ओरनाडु अन्नपूर्णेश्वरी कलसा एतादृशं बहु सम्यक् अस्ति बहु सुन्दरमपि अस्ति यदि यदा कदापि समयं लभ्यते चेत् अवश्यं तत्र गच्छामः